भारते वाणिज्यविषये वा शिक्षणविषये वा मनोरञ्जनविषये वा पश्यामि चेद् बहु लाभाय भविष्यति अपि नष्टाय कष्टाय भविष्यति अपि अस्ति किमर्थं नाम केचन चलच्चित्राणि जनानां सम्यक् मार्गदर्शनं इत्यादि कृतवन्तः एव इतोपि वाणिज्यविषयेपि समूहानां सम्यक् व्यापारम् इत्यादि कृतवन्तः अपि अस्ति शिक्षणं शिक्षणेन शिक्षणं विना कोऽपि कर्तुं न शक्यते छात्राणां प्रथमस्तरं शिक्षणमपि प्रथमतः दशमकक्ष्यापर्यन्तं निश्चयपाठनं शिक्षणं कल्पितमस्ति व्यवस्थाः अतः मनोरञ्जनम् इति अपि समूहे अधिकाधिकं प्रयोजनाय भवति एतादृशकार्याणि समूहे नास्ति चेत् कष्टाय एव भविष्यति टु तौसन्ड् एय्टीन् इति एकं मलयालि एकं मूवी वर्तते तदपि समूहे किं किं चलति जनाः किं किं कथं कथं कारयति करोति इत्येव विषयाः तत्र वर्तते जनानां बुद्धिविकसने अपि केचन चलच्चित्राणि कार्याय भवति इतोऽपि तन्त्रज्ञानं तन्त्रज्ञानम् अपि अधुना राज्ये भारते लोके सर्वत्र गतिः वर्तते मार्गः वर्तते यत्किमपि वा करोति चेदपि तत्र मार्गः वर्तते एव